अस्माकं गृहस्य समीपे बहवः वैद्यशालाः सन्ति केचन सर्वकाराः सर्वकाराः ते सर्वकारेण प्रचलिताः वैद्यशालाः सन्ति केचन प्रैवेट् वैद्यशालाः अपि सन्ति कार्पोरेट् वैद्यशालाः भवन्ति किल ते अपि सन्ति ते सर्वे अपि सामान्यजनान् कृते उपलब्धं सन्ति उपलब्धाः सन्ति कोविड् समये ताः सर्वाः वैद्यशालाः अपि बहु सम्यक् कार्यं कार्यं कार्यं कुर्वन्तः कुर्वन्तः सन्ति इति मम अभिप्रायः